आयुर्वेदस्य तथा च योगशास्त्रस्य सम्बन्धः वर्तते एव किमर्थं नाम यथा आयुः वर्धनार्थम् आयुर्वेदः वर्तते तथैव योगशास्त्रमपि प्रवर्तते एवञ्च अस्माकं शरीरे रोगादिकं न भवेत् तथा च रोगानां निवारणम् आदौ एव भवेत् इति हेतोः अनयोः सम्बन्धः वर्तते एवं च योगशास्त्रे अष्टाङ्गयोगः अपि वर्तते तद्यथा यम नियम आसन प्राणायाम प्रत्याहार धारणा ध्यान् समाधीति एवञ्च यमनियम इत्यत्र पञ्च पञ्चभेदा अपि प्रवर्तते तदेव भेदाः आयुर्वेदे अपि दृश्यते एवम् आयुर्वेदस्य महत्वं यथा अस्माकं जीवने वर्तते तथैव योगशास्त्रस्य अपि किमर्थं नाम तत्र यत् किमपि औषधादिकम् अथवा यत्किमपि आसनादिकम् उक्तं तत्सर्वम् अस्माभिः यथा कथञ्चित् आचरणं क्रियते चेत् स्व बुध्याः स्वशरीरस्य च रक्षणं भवति एव एवं आधुनिके आधुनिककालात् आरभ्येव आयुर्वेद योगशास्त्रम् आसीत् इति उच्यते किमर्थं नाम तत्र च प्रमाणं भवति आदिकाले रामायण महाभारत इत्यत्र अपि आयुर्वेद तथा च योगशास्त्रस्य प्रमाणं वयं द्रष्टुं शक्नुमः इति